मम प्रदेशे शिक्षणार्थं प्रधानव्यवस्था अस्ति पाठशाला तत्र शालाशुल्कं सामान्यैः अपि पूरयितुं शक्यते वा इति प्रश्ने सति सर्वत्रापि शुल्कं समानं नास्ति मम विश्वविद्यालये तु शुल्कं सर्वैरपि पूरयितुं शक्नुवन्ति एव मम विश्वविद्यालये भारते विद्यमानविविधप्रदेशात् विविधग्रामात् च आगत्य अत्र संस्कृतं पठन्ति केचन विदेशादपि अत्र संस्कृतपठनाय आगच्छन्ति बहुजनाः इञ्जिनीयरिङ्ग् कामर्स् अथवा वैद्यक्षेत्रेषु विद्यां प्राप्तुम् आगच्छन्ति अत्र अत्र ऐ ऐ टी द्वारा विज्ञानविद्या अपि

अद्यत्वे योगा संस्कृतं धनुर्विद्यादि कलाषु अपि छात्राः उत्साहेन प्रविशन्तः सन्ति शिक्षणार्थं मम प्रदेशे कलाध्ययनाय नृत्यकला वा सङ्गीतकला वा वीणावादनकला वा इत्यादि कलाष्वपि विद्यालयाः सन्ति एवं वेदाध्ययनाय च विद्यालयाः सन्ति मम प्रदेशे